समीपकाले मम पुत्रेण निर्मितं एकं चित्रं तत्र विद्यालये दृष्टवान् दृष्ट्वा बहु आनन्दः आसित् मनसि यतः यद्यपि सः चित्ररचनावर्गं प्रति न गतवानस्ति तथापि तस्य चित्रं तु बहु सुन्दरमासीत् बहु उत्तमतया अन्यमेकं चित्रं दृष्ट्वा सः लिखितवानासीत् उत्तमतया तस्य वर्णः अपि दत्तः आसिद् बहु उत्तमम् आसित् तत् वास्तविकतया एकस्य प्राकृतिक सौन्दर्यस्य चित्रमासीद् इत्युक्ते आधुनिककाले प्रकृतेः स्थितिः पूर्वतनकाले प्राक् प्रकृतिः कथम् आसीत् इति विषये सः बहु उत्तमतया लिखितवानासीत् पुरातन पुरातनकाले जनाः प्रकृतेः रक्षणं पूजनं तु कथं कृतवन्तः इति बहु उत्तमतया तेन दर्शितम् एवमेव इदानिन्तनकाले वयं प्रकृतेः संरक्षणं कथं कुर्मः कृ संरक्षणं चलति वा नो चेत् तस्य नाशः इत्येव इति उत्तमतया तेन दर्शितमासीत् आहत्य पश्यामः चेत् बहु उत्तमम् आसीत् न तु केवलं मम अभिप्रायः मम परिवारजनानामपि एतदेव अभिप्रायः आसीत् सः बहु सम्यक् कृतवानिति